अस्माकं राष्ट्रं कृषिप्रधानराष्ट्रमस्ति इदानीम् अस्माकं प्रधानमन्त्री नरेन्द्रमोदी कृषिकाणां कृते इत्येव बहु सौलभ्यानि कृतवन्तः सन्ति तेषु कानिचन सौलभ्यानि इदानीं वदामि इदानीं कृषिकाः तु बहु सन्तोषेन कृषिं कुर्वन्तः सन्ति कथं नाम नरेन्द्रमोदी तेषाङ्कृते पौष्टिकद्रव्यं द्विशतरूप्यकाणि बहु न्यूनधनेन एव यच्छति एवमेव अस्माकं कर्णाटकराज्ये तु कृषिकाणां कृते एव कालत्रये अपि व विद्युत् भवेत् इत्येव नियमानि कृतानि वर्तते एवमेव गोर्मेण्ट्तः एव कृषिकाणां कृते बीजानि उच् उचितरूपेण आगच्छति एतत् सर्वम् अस्माकं राष्ट्रे कृषिकाणां कृते सौलभ्यं कृतम् एवमेव कृषिकाः एतत् एतानि सर्वाणि सौलभ्यानि स्वीकृत्य बहु सम्यक्तया कृषि कुर्वन्तः सन्ति तथैव अस्माकं देशे बहु इदानीं तु बहु रासायनिकं रासायनिकद्रव्यम् एव स्वीकृत्य कुर्वन्ति किन्तु तथा न भवेत् तदा तदर्थमेव नरेन्द्रमोदी पौष्टिकद्रव्यादीनां प्रयोजनं कुर्वन्तु भवतां स्वक्षेत्रे क्षेत्रे इत्यतः पौष्टिकद्रव्यं द्विशतरूप्यकाणि रूप्यकाणां मध्ये एव यच्छति एवमेव कृषिकाणाङ्कृते अस्माकं कर्रेट् कर्णाटकप्रदेशे तेषां विद्युत् मूल्यम् एव शून्यमेव अस्ति तेषां विद्युत् मूल्यमेव नास्ति एवम् एवं समुदायेषु कृषिकाणां कृते सहायं प्राप्यते